मम शास्त्रमस्ति व्याकरणशास्त्रं तर्हि व्याकरणशास्त्रस्य भाषा या के कापि भाषा भवति तस्य डैरेक्ट् सम्बन्धः व्याकरणं विष व्याकरणे स्य भवति सम्बन्धः व्याकरणस्य विषये वक्तव्यं चेत् व्याकरणस्य द्वारा व्याकरणाध्ययनेन भाषाशुद्धिः भवति अर्थात् पूर्वं तु एतादृशं भवति साक्षात् भाषां पठामः लघुबालकः यदि यथा अस्ति सः पूर्वं तु भाषा न जानाति खलु तर्हि शनैः शनैः अनुकरणेन श्रवणेन एतादृशः अवयवद्वारा यत् किमपि ग्रहणं कर्तुं शक्नोति सः श्रवणम् उच्चारणं लिप्सिङ्ग् इति लिप्सिङ्ग् तस्य अनुकरणम् एतत् सर्वं दृष्ट्वा दृष्ट्वा एव श्रुत्वा श्रुत्वा एव तस्य भाषाज्ञानं भवति परम् केवलं भाषाज्ञानं कदा भवति ये सर्वे श्रवणस्य अधिकं तस्य तत्र प्रभावः भवति सर्वे वदन्ति तत् श्रुत्वा भाषा तु सः जानाति परम् व्याकरणं भाषाशुद्धिः व्याकरणद्वारा भवति भाषा जानाति एषा मराठी एषा हिन्दी अहं मराठीमध्ये वदामि संस्कृतमध्ये वदामि हिन्दीमध्ये हिन्दीभाषायां वदामि तर्हि तत्र तथापि तत्र पश्यतु पाणिनिः आचार्यः आचार्यद्वारा रचितम् अष्टाध्यायी इति ग्रन्थे पूर्वं भाषा प्रचलिता आसीत् त तस्य उपरि अनन्तरं ते तस्य निरीक्षणम् आकलनम् एतादृशं सर्वं कृत्वा आचार्यपाणिनिना व्याकरणं रचितम् तर्हि व्याकरणे नियमाः सन्ति तर्हि क् यथा व्याकरणस्य समासः सन्धिः एतादृशः तत्र प्र कारकप्रकरणम् एतादृशाः तत्र विषयाः सन्ति सन्धिः इत्युक्ते वर्णानाम् अतिशयसन्निधिः तर्हि वर्णद्वयस्य मेलनं यथा सुधि उपास्य सुधिमध्ये यत् पूर्वपदे इ अस्ति अनन्तरम् उ अस्ति तस्य इकोयणचि इकः इकोयणचि इति सूत्रम् अस्ति पाणिनिः आचार्यस्य तेन तत्र सुध्यु उप् सुध्युपास्य इति इ स्थाने य भवति एतादृशः तत्र नियमः अस्ति व्याकरणम् एकवारं व्याकरणं सम्यक् अधीतं चेत् अन्य शास्त्राणाम् अध्ययनं सम्यक् रूपेण अवगमनं सम्यक् रूपेण कर्तुं शक्नुमः व्याकरणम् अधीतं चेत् साहित्यस्य सम्यक् ज्ञानं भवितुम् अर्हति अनन्तरम् दर्शनशास्त्रस्य अपि यावत्पर्यन्तं व्याकरणद्वारा अहं व्याकरणज्ञानेन कोपि ग्रन्थः न पठामि तावत्पर्यन्तं तस्य सम्यक् अवगमनं न भवति तर्हि व्याकरणम् इति बेस् अस्ति सर्वेषां शास्त्राणां व्याकरणम् इति बेस् आधारभूतशास्त्रम् अस्ति आधारभूतं शास्त्रम् अस्ति अतः व्याकरणस्य अध्ययनं बहु आवश्यकं तेन भाषाशुद्धिः तु भवति उच्चारणशुद्धिः व्याकरणद्वारा किं भवति उच्चारणशुद्धिः भवति अनन्तरम् भाषा सुष्ठुभाषा मुखे उपविश्य आगच्छति अनन्तरं या भक्तिः करणीया आ कस्यपि देवस्य भक्तिः करणीया तर्हि य यः कोऽपि कः अपि श्लोकः पठामः तस्य शु शुद्धोच्चारणं कृत्वा सार्थं पठनं कुर्मः चेत् साक्षात् भगवतः न भगवतः समीपं गच्छति इति धारणा अस्ति सर्वेषु जनेषु तर्हि व्याकरणस्य एतादृशं महत्वम् अस्ति तर्हि व्याकरणपठनं तु अनिवार्यः एव प्रतिजनस्य कृते भाषाज्ञानं सम्यक् भाषाज्ञानम् कस्यपि देवस्य भक्तिः करणीया चेत् तस्य श्लोकः स्तोत्रपठनं यथा भगवद्गीता वक्तव्यं श्रीमद्भगवद्गीता अपि वक्तव्यं पठितव्यं चेत् व्याकरणस्य बहु तत्र वागाचावाटा इति भवति खलु बहु महत्वपूर्णम् अस्ति तदपि तर्हि सम्यग् ज्ञानम् अवगमनं कृत्वा तस्य आकलनं कृत्वा सम्यक्तया तस्योपरि प्रभुत्वं प्राप्तुं शक्नुमः अनन्तरं केवलं न ज्ञानम् अवगमनं व्याकरणं केवलं पठनस्य भाषा नास्ति तत् प्रचारः प्रशा प्रसारस्य शास्त्रं शास्त्रमस्ति इति अहं मन्ये तर्हि सर्वे सम्यक्रूपेण व्याकरणं जानन्ति एव इति नास्ति तर्हि संस्कृतग्रन्थानां सम्यक् ज्ञानं करणीयम् अवगनं करणीयं तस्य स्वशुद्धभाषया स्वस्य शुद् स्वशुद्धभाषया तस्य प्रचारः प्रसारः सम्यकतया जनेषु प्रसारितव्यम् इत्यपि व्याकरणेन सम्यकतया सिध्यते तर्हि व्याकरणम् इति सर्वा सर्वासु भाषासु आधारशास्त्रम् अस्ति इति अहं व्याकरणस्य विषये वक्तुम् इच्छामि धन्यवादाः